अधिकं तु अहं पुस्तकानि पुस्ताकानि एव पठामि परन्तु अधिकः समयः मम पुस्तकाध्ययने एव गच्छति परन्तु किमपि समये अहं मानसं मासिकान् ब्लोग् विशेषान् अपि पश्यामि यथा अन्तर्जालमध्ये दृष्टिः ऐ ए एस् एतेषां तत्र बहवः ब्लोग्श् भवन्ति तत्र लिखितानि आगच्छन्ति तेषां ब्लोग्स् भिन्नभिन्नविषयाः भिन्नभिन्नराजनीतिकविषयाः वा भवन्तु ऐतिहासिकविषयाः विषये वा भवतु बहवः विशयेषु तत्र आगच्छन्ति तदपि अहं पठामि तथा च वार्तापत्राणि तु अहं तथा न पठामि वार्तापत्राणि मया तथा न पठितं पठिताः सन्ति यथा वार्तापत्राणि पठनीयानि भवन्ति यतो हि तत्र मया अधिकः श्रमः न कृतः वार्तापत्रस्य पठनार्थं परन्तु वर्तापत्रमपि पठनीयं भवति मासिकं मासिकं यत् मासिक्ं ब्लोग् इत्यादिकं यद् भवति तद् तदेव पठनीयं भवति यदि वयं पुस्तकान् आम् अध्ययनं तर्हि अतिरिच्य एतेषामपि अध्ययनं कुर्मः चेद् तदा समसामयिकं घटनानां विषये अपि अस्माकं बोधः भवत्येव तथा च पुस्त्कानामध्ययनेन अध्ययनेन प्राचीनशास्त्राणामध्ययनेन तु प्राचीनस्य शास्त्रस्य ज्ञानं भवति प्राचीनशास्त्रे के के नियमाः सन्ति का का तत्र प्रक्रिया भवति तस्य ज्ञानं भवति किं किं तत्र दर्शनतत्त्वमस्ति तस्य ज्ञानं भवति परन्तु यदि वयम् आधुनिकमासिकं ब्लोग् इत्यादिकं पश्यामः वार्तापत्राणि पश्यामः वार्तापत्राणि पश्यामः तदा किमपि समसामयिकघटनानां विषये अपि ज्ञानं भवति इति मे मतिः